जगतः अभिवृद्धेः विषये मम अभिप्रायः राजकीयः सम्यक् भवेत् यः अधिकारी वर्तते सः भ्रष्टः न भविष्यति सम्यक्तया कार्यं करोति चेत् तदानीं जगतः विकासपथे गच्छति म पुनश्च जनाः अपि कः उत्तमः एषः नेता भवितुं शक्नोति इति एषः नेता भवितुं शक्नोति इति मत्वा यदि मतं स्थापयन्ति जनाः तर्हि अवश्यमेव जगतः अभिवृद्धिपथं पश्यति पश्यति यः उत्तमतया विद्यार्जनं कृतवान् सम्यक् अधीतवान् सः उत्तमरूपेण ज्ञातुं शक्नोति जनानां कुत्र कुत्र क्लेशः जने जनेषु इत्यादिकम् जगद्विकासं कथमस्ति इत्युक्ते इदानीम् स्वच्छभारतम् इति अस्ति एतत्तु समीचीनः समीचीनः कार्यक्रमः अस्ति समीचीनः कार्यक्रमः एवमेव डिजिटल् इण्डिया इत्यादिकं तु इदानीं विकासं विकासार्थं गच्छति भारतमिति मम अभिप्रायः